भारतीयचलच्चित्राणां सङ्गीतस्य च विषये मम अभिप्रायः इति मम भारतीयं यद् सांस्कृतिकं वर्तते चलचित्राणि तद् रोचन्ते नाम मम इष्टतमनटः यद् अस्ति तद् अमिताबच्चनः इति इतोपि मम नटी अस्ति इष्टतमा सा इदानीं पर्यन्तं तु जयाबच्चन् वक्तुं शक्नोमि इदानीम् अस्ति कीदृशानि चलचित्रगीतानि रोचन्ते नाम मया भक्तिगीतानि बहु रोचन्ते नाम यद् रामः उपरि इदानीम् आगच्छन्ति चलचित्रगीतानि इति तदनन्तरं यत् एनर्जेटिक् वर्तन्ते नाम शिवताण्डवस्तोत्रं नाम मराठ्यां मध्ये एकं देवबन्द्यनामं पिक्चर् अस्ति तत्र कालभैरवाष्टकम् इदेवं सम्यक् सम्यक्तया रूपम् अस्ति कालभैरवाष्टकस्य नाम उच्चारणं तथा च तस्य एनर्जि तत्र बूस्ट् भवति श्रवणकार्यम् मम यदा कुर्मः चेत् तदा एनर्जि बूस्ट् भवितुमर्हति इति तदनन्तरम् अस्ति तव इष्टतमस्य गायकस्य विषये वद नाम मम यद् इष्टतमगायकः मराठीमध्ये भारतीयं शास्त्रीयसंस्कृतकलायाः विशेषः अस्ति महेशकाळे भारतीयसंस्कृतिः भारतीयसंस्कृतिगायने मम नाम क्लासिकल् म्यूसिक् यद्वर्तते तस्य संस्कृतवर्णनं तथा च तस्य स्वरः स्वराधिपतिः इति वक्तुं शक्नुवन्ति महेशकाळे इति नाम यत् एकं स्वरः अस्ति स् नाम सप्तस्वराः ह सन्ति समग्रतया आरः अवरः पकडितिवा तथा च एकस्य स्वरः भिन्नतया सः प्रत्येकरागं तथा च नाम तीव्रमध्यमं तथा च कोमलस्वराणि यत् सन्ति सः समग्रतया तत् पारयितुं शक्नोति इति नाम तस्य यत् ध्वनिं श्रुत्वा अहं मन्त्रमुग्धः भवितुम् अर्हन्ति इति वक्तुं शक्यते इति